विद्युत् प्रवाहः इदानीन्तन प्रपञ्चे बहु आवश्यकम् यतः इदानीं सर्वे गृह उपयोगिवस्तू वस्तूनि विद्युतैव प्रचलन्ति यथा न मिक्सर् इत्यादयः तेषामपि तेषा न त विद्युतस्य न सम्यक्तया प्रयोजनं करणीयं एतनु नो चेत् विद्युतः यदि न्यूननेन निद्युतः कथं जनं यदि का समये समये वर्षः न भवति चेत् न जलाशयेषु जलसङ्ग्रहं न भवति यदा जलसङ्ग्रह न भवति तदा जलाशयात् विद्युत् सङ्ग्रहः विद्युत् उत्पादन कुण्टितं भवति तदर्थम् काले काले न वर्षं यथा भवति तथा वृक्षाणि आरोपणं तथा अरण्यस्य प्रवर्धनं तथा करणीयं चेत् विद्युतस्य किञ्चित् परिहारः भवति तदर्थं विद्प्रहः विद्युत् प्रवाहः समर् समर्थतया करणीयार्थं जलाशयेषु सम्यक्तया जलस्य सङ्ग्रहणं तथा अरण्यस्य प्रवर्धनं करणीयमिति मम अभिप्रायः